मम प्रियः अभिनेता यश् अस्ति सः यस्मिन् मूविमध्ये कार्यं करोति तत्र प्रतिशतं सः परकायप्रवेशं करोति तस्मिन् चलनचित्रे तस्य चलनचित्रेषु अन्यतमः मास्टर् पीस् इति तत्र सः देशभक्तः न भवति अपि तु किञ्चित् अन्यदेव भवति किन्तु तस्य मातुः कृते तावत् सः देशभक्तः भवेत् इति तस्याः मनसि भवति किन्तु यदा सः पठितुं वा शालायां वा उन्नतस्तरं शालायां वा गच्छति तत्र सः पठनं त्यक्त्वा अन्यत् सर्वं कुर्वन् भवति एकस्यां घटनायाः ऊर्ध्वं सः परिवर्तते अर्थात् सः भयोत्पादकः देशे ड्रग्स् जालं कुर्वन् भवति तस्य विरुद्धम् एषः तिष्ठति तत्र अन्ते सः तान् सर्वान् मारयति तस्य मातुः या आशा आसीत् सः देशभक्तः भवेत् इति सा सः तत्र तद् आप्नोति मम प्रिया अभिनेत्री नयनतारा सा किमर्थम् इति चेत् दक्षिणभारतेषु बहु बह्व्यः अभिनेत्रयः सन्ति किन्तु तासु सा समीचीनतया याक्टिङ्ग् करोति इत्यतः अपि च तस्याः चलनचित्रेषु हिन्दू विषये भावना सम्यक् भवति इत्यः इत्यतः सा इष्टा